आ नमस्ते हरे राम्

आम् चिन्ता मास्तु इदानीं प्रथमतया अभवत् खलु प्रथमतया अभवत् खलु तत्र तृ तृतीय हा तृतीय हा तृतीयवारं चेत् किञ्चित् भयं भवति प्रथम प्रथम अवसरे तावत् चिन्ता नास्ति भवती शुगर् पेषण्ट् वा हा शुगर् पेषण्ट् न भवति एवं वा आ आ तत्र बोड् कोलास्ट्रल् गुड् कोलास्ट्रल् इति भवति गोघृतम् हा गोघृतम् अतीव आहाराय समीचीनं भवति घृतादिकं न स्वीकर्तव्यम् इति नाम महिषघृतं न स्वीकर्तव्यम् गोघृतं चेत्

आ हा तर्हि तत्र किञ्चित् कश्चनः व्यायामः कर्तव्यः वाकिंग् इत्यादि कर्तव्यम् किञ्चित् प्रातः सायं प्रातः सायं च वाकिंग् कर्तव्यम् ततः सूर्यनमस्कारः कर्तुं शक्यते वा भवत्या

एवं वा समीचीनम् अतीव समीचीनम् तर्हि चिन्त् अत्र तत्र विशेषवैद्याः सन्ति अस्माकं निक् निकटे एव हास्पिटल् विद्यते अतः सायम् आगन्तुं शक्यते वा सायम् आगच्छतु तत्र वैद्याः सन्ति चिन्ता मास्तु

अहं तत्रैव भवामि अहं तत्रैव सेवकः हा बहु हृदयरोगिणः तत्र बहवः आगच्छन्ति अतः अहं तत्रैव उद्योगी भवामि चिन्ता मास्तु भवती आगच्छतु तत्र अड्मिषन् कृत्वा पश्यामः आगच्छन्तु प्रथमतया तत्र इ सि जि कर्तव्यं भवति इ सि जि इति हा इ सि जि कर्तव्यं भवति इ सि इ सि जि रिप्रो रिपोर्ट् दृष्ट्वा तत् तदनन्तरं तत्र तत्र किं प्रिस्क्रिप्षत् दातव्यं कः किम् औषधं दातव्यमिति निश्चीयते वैद्येन एवं तत्र हा अलं वा भवतु भवतु